पारम्परिकशिक्षणे अधीयमानेषु छात्रेषु उन्नत अध्ययनेषु तेषाम् आसक्तिः संशोधनेषु अपि तेषाम् आसक्तिः भवत्येव यतः पारम्परिकशिक्षणं नाम सोपानक्रमेणशिक्षणं भवति तेषाम् एकस्य विषयस्य आमूलाग्र अध्ययनं भवति अतः ये एवं क्रमेण अध्ययनं कुर्वन्ति तेषाम् इतोऽपि अग्रे पठनीयम् इतोऽपि तत्र संशोधनीयम् इत्यादि चिन्तनं भवति तदा संशोधनं ते कुर्वन्ति एव कुत्रचित् जनाः उद्योगार्थं संशोधनादिकं कुर्वन्तः सन्ति कुत्रचित् संशोधनार्थम् इच्छा भवति चेदपि बहूनां धनस्य अभावः नाम दारिद्र्यस्य कारणात् ते संशोधनादिकं त्यक्तवन्तः संशोधनमार्गं ते त्यक्तवन्तः इति ज्ञायते प्रायः पञ्चाशत् प्रतिशतं जनाः संशोधनं कर्तुम् इच्छान्ति